बाल्ये मया कळरिपयट् इत्यादिकं दृश्यते स्म तथा कराटे इति यदुच्यते तदपि दृश्यते स्म तथा डब्ल्यु डब्ल्यु एफ़् इति आगच्छति तदपि दृश्यते स्म एवं तत्सर्वं दृष्ट्वा आसक्तिः तस्मिन् युद्धकलाविषये किञ्चित् आसीत् काचित् आसक्तिः आसीत् किन्तु तस्य आसक्तेः व पोषणार्थं तत्र गुरुकुलं सहायकम् अभवत् गुरुकुले अस्माकं तु स्वरक्षणार्थं काचित् युद्धकला पाठ्यते नियुद्ध इति तत्र युद्धकला तत्र सर्वैः सर्वाभिः पाठ्यते स सर्वे सर्वासां कृते सा युद्धकला पाठ्यते एव स्वस्य रक्षणा स्वस्य रक्षणार्थं तत्र ऐ टि सि ओ टि सि इति तत्र क्रमः क्रमान् क्रमानुसारेण तत्र युद्धकलाः एवं अन्यः अन्या अन्यानि अपि अन्याः अपि कलाः तत्र पाठ्यन्ते तत्र ओ टि सि मध्ये तत्र नियुद्ध इत्यस्य प्राथमिकं शिक्षणम् अस्माभिः प्राप्यते तत् सम्प्राप्य काचन बालिकाः अस्माकमपि अस्माकं गुरुकुले अपि तां युद्धकलां नियुद्ध स्वरक्षणकलाम् अस्माकं पाठितवन्तः तत्र सा कला तु बहु सम्यक् भवति बाल्ये तु मया बहु इष्यते स्म सा कला तत्र तं सर्वं तां प्रथमं ता तादृशम् ऐ टि सि मध्ये प्राप्तं प्राथमिकशिक्षणं प्राथमिककाले तत्र अस् अस्माकं तत्र पाठयन्ति स्म तत् सर्वं पठित्वा यदा तत्र पालकाः आगमिष्यन्ति कदाचित् कदाचित् शारीरिकोत्सवः इति भवति स्म तत्र बालिकाः किं किं पठितवत्यः इति ज्ञापनार्थं पालकानां ज्ञापनार्थं तत्र शारीरिकोत्सवे तस्य तस्याः कलायाः प्रदर्शनमपि क्रियते स्म एवं दण्डः दण्डसहायेन कथं स्वरक्षणं कर्तव्यम् इत्यपि तत्र पाठ्यते पाठ्यं पा पाठितम् किञ्चित् किञ्चित् मात्रं तत्र प्राथमिकशिक्षणं मया प्राप्तम् तत्र ओ टि सि मध्ये तस्यैव अनुवर्तनं प्राथमिकं शिक्षणं यत् प्राप्तं तस्य एव आधारेण अग्रे अपि अनुवर्तनं तत्र क्रियते तत् तादृशम् ऐ टी सि इति यत् विद्यते प्रशिक्षणवर्गः सः मया प्राप्तः पुत्तूरु नगरे अन्यत् ओ टि सि तु मया नैव शिक्षणं प्राप्तं तत्र तत्र तादृशी महती इच्छा तत् पठने तदा मम नैव आसीत् किन्तु युद्धकला तु युद्धकला तु स्वरक्षणार्थम् अत्यन्तम् अपेक्षितमेव तत्र

तत्र प्रेरकं तत्र पादस्य चलनं चलनादिकं दण्डनियुद्धकरणसमये कथं तत्र पादस्य चलनं सम्भवति इति सर्वं व्यायामपद्धतिः इत्यत्र अस्माभिः सम्यक् ज्ञाप्यते अतः तादृशकलाः अस्माकं जीवने अत्यन्तम् अपेक्षिताः स्वरक्षणार्थम् अतः तत्र अन्यतमा कला अस्माभिः प्राप्तव्या एव भवति मया तु नियुद्धदण्डः इत्यस्मिन् विषये किञ्चित् ज्ञानं प्राप्तम्